पुराणसाहित्यस्य विस्तारविषये वद नाम पुराणसाहित्यस्य विस्तारः कथं भविष्यति कथं भवति इति इदानीं काश्चन संस्थाः सन्ति यथा संस्कृतभारती इति कृत्वा ताः संस्थाः किं कुर्वन्ति ताः जनान् संस्कृतं पाठयन्ति बोधयन्ति च पुनः तेषां शिबिराणि अपि सन्ति बहूनि शिबिराणि सन्ति तत्र ये ये भागं गृह्णन्ति ते संस्कृतं वक्तुं जानन्ति पुनः इदं संस्कृतं यदि वक्तुं जानन्ति चेत् पुनः ते अग्रे अग्रे पुनः पाठमपि कुर्वन्ति तत् कृत्वा एते यथा तथा संस्कृतं पठन्ति यथा ते शास्त्रं पठितुं शक्नुवन्ति इदानीं पठनमेव अस्माकं संस्कृतेः उन्नतिः उन्नतिस्तु कर्तव्या एव अतः इदानीं केचन महा केचन महाविद्यालयाः अपि सन्ति ये नाम संस्कृतं यूनिवर्सिटीस् इति कृत्वा तेषु विद्यालयेषु अपि एतेषां पाठाः प्रचलन्ति पुनः यत् पुराणसाहित्यम् अस्माकं पुराणसाहित्यं संस्कृतभाषायामेव विद्यते तत्र संस्कृतभाषापण्डिताः किं कुर्वन्ति अन्याः भाषाः अन्याः भाषाः अपि जानन्ति

तस्यां तस्यां तस्यां भाषायां ते अनुवादं कुर्वन्ति च एषः अपि एकः मार्गः अस्ति अस्माकं पुराणसाहित्यस्य नाम जनाः जानन्तु इति कृत्वा यद् विवरणं ते कुर्वन्ति तत्तु बहु सम्यगेव अस्ति स्वीयां स्वीयां भाषायां यदि जनाः पठन्ति तर्हि तेषां नाम तथा ज्ञानं भवति अस्माकं सः साहित्ये किं किम् अस्ति इति इदं कृत्वापि अस्माकं पुराणसाहित्यस्य विषयः विस्तारः भवितुम् अर्हति